षोडशदिनाङ्कः एप्रिल् मासः त्रि अधिकं द्विसहस्रं वर्षम् चतुर्दशदिनाङ्कः जुलै मासः पञ्चाधिकं द्विसहस्रं वर्षम् तृती त्रिदिनाङ्कः सप्टेम्बर् मासः पञ्चाधिकद्विसहस्रं वर्षम् चत् पञ्चदशदिनाङ्कः फेब्रवरि मासः चतुर्विंशत्यधिकद्विसहस्रं वर्षम् पञ्च दिनाङ्कः जनवरि मासः ऊनविंशत्यधिकं द्विसहस्रं वर्षम्